हरि ओं नमस्ते अहं आं आंह् इदा नेत्रालयः नेत्रालयः अं

हां एवं सामान्यतः वयोसहजः रोगः भवति तत्र दृष्टेः अतः दृष्टिः कुदृष्टिः भवति अतः तत्र उपनयनं करणीयं भवति सामान्यतः सर्वेभ्यः एवं भवति आं हा तत्र हं आं हुं सामान्यतः उपनयनविषये उपनेत्रविषये फ़्रेम् एव मुख्यपात्रं भवति अतः तत्र किदृशं फ़्रेम् भवति तत्र ह हुं अत्र मत्कृ मत्कृते हा हा अस्तु तद् अस्तु मत्कृते वयोसहजदृष्ट्यापि उपनयनम् आवश्यकमेव अपि च बाह्ये गन्तुमपि घर्मः भवति प्रकाशो भवति अतिशय् अतः तादृश उभयोऽपि उपनयनम् आवश्यकं भवति

एवं वा अ अस्तु पश्यामः तत् ह तत्र वयोसहजदृष्ट्या यद् आवश्यकं भवति तस् तस्मिन् तत्र किं पाय्ण्ट् इति वदन्ति खलु हं मम मम तु इदानीं पञ्चाशत् वर्षाणि मत्कृते ह मत्कृते सामान्यतः पाय्ण्ट् फ़ैव् वन् पाय्ण्ट् वन् पाय्ण्ट् फ़ैव् एवं भवति तत्र सिद्धि कर्तुं शक्यते वा

आं हा हा आ हा हा एतद् एतद् अस्तु किन्तु बेसिक् फ़्रेम् कृते कति भवति आं हा हा आ हा आं बाह्ये तत्र गन्तुम् फ़्रेम् आरम्भतः कति हा

आम् अस्तु अस्तु अस्तु अस्तु एकवारं यद् यद् वर्तते तत् तत्र प्रदर्शयतु कृपया दृष्ट्वा अहं पश्यामि पुनः हा तत्र एकवारं दृष्ट्वा पुनः आगच्छामि तत्र पश्चात् पश्यामः नमांसि